हरि ओम् चालकः इदानीम् अहं टी नगर् प्राप्तवती यत्र मया आगन्तव्यमस्ति तत्र मया प्राप्तम् अत्र द्विशतं जातं किन्तु मम हस्ते धनं नास्ति धनरूपेण हस्ते नास्ति तथापि मम अकौण्ट् मध्ये धनं वर्तते मम समीपे गूगल् पे अस्ति भवतां समीपे जी पे वा नो चेत् ए टी एम् वा पे टी एम् वा अथवा फोन् पे वा किमपि अस्ति वा अस्ति चेत् कृपया तस्य यू पी ऐ डी यू पी ऐ ऐ डी दीयतां इदानीन्तनकाले सर्वे अपि जी पे पे टी एम् एतेन द्वारा एव पे कुर्वन्ति अतः अस्ति चेत् कृपया दीयताम् अहं तेन द्वारा एव पे करोमि यदि नास्ति चेत् अहं गृहं प्राप्य ततः केश् आनीय भवतां हस्ते दास्यामि अत्र पञ्चनिमिशाः यावत् प्रतीक्षमानाः भवान् प्रतीक्षमाणः भवन्तु अहं धनं स्वीकृत्य आगमिष्यामि